हलो महोदय अहं ह्यस्तनदिने भवन्ता वेब्सैट् मध्ये केब् बुक्किङ्ग् कृतवान् तत्तु अड्वान्स् श शताधिकसहस्ररूप्यकाणि दत्तवान् तत्तु इदानीम् अहं केन्सल् कृतवान् अहं केब् तत् अकौण्ट् मध्ये रीफ़ण्ड् क् करोतु भवान् एकवारं तत्र पश्य पश्य दृष्ट्वा अहम् इदानीम् अकौण्ट् नम्बर् दास्यामि केन्र बैङ्क् अस्मि मम केम् केन्र बैङ्क् मध्ये मम अकौण्ट् अस्ति तत् रिफ़न्ड् करोतु मम अकौण्ट् अकौण्ट् प्रति शतरुप्यकाणि शताधिकसहस्ररुप्यकाणि